अधुना राज्ये छात्राः छात्राः केवलं छात्राः न जनाः किञ्चित् अक्रमासक्ताः वर्तन्ते अतः एतादृशं गच्छति चेत् अस्माकं राज्यम् विनाशः भविष्यति अतः वयं किञ्चित् परम्परारूपेण अस्माकं पारम्पर्यं संस्कृतेनैव वर्तते अतः किञ्चित् संस्कृतं पठामि चेत् अधुना पठामि चेदेव सुभाषितानि इत्यादिकं पठति चेद् तत्र सुभाषितम् इति वदति चेदेव सुष्ठुभाषितं सुभाषितम् वर्तते सुष्ठु भाषितानि सुभाषितानि तत्र जीवने किं किं करणीयं नाम अक्रमासक्तरूपेण न किं किं जनानां परिपालनार्थं नो चेत् सहायार्थं कथं किं करणीयम् इति सुभाषितेन वक्तुम् अस्ति इतोऽपि रामायणं महाभारतम् इत्यादि सर्वं संस्कृतेनैव वर्तते तद् सर्वम् अधुना करोति चेत् अस्माकं प्रतिदिनं जीवने करोति चेत् सम्यक् रीत्या सरलं सहृदयजनानां

सुभाषितम् इत्यादि पठति चेत् सम्यक् छात्राः भविष्यत्काले भविष्यति तेषु मनसि परोपकारम् इत्यादि वर्तते अत्रापि एकं सुभाषिते एकं वर्तते परोपकाराय फलन्ति वृक्षाः परोपकाराय दुहन्दि गावः इत्यादयः एतादृशानि सुभाषितानि वर्तन्ते संस्कृते तदपि अस्माकम् अधुना जीवने इम्प्लिमेण्ट् करोति चेत् विद्यालये इतोपि मन्दिरे इत्यादि पाठयति चेत् छात्राणां सम्यक् रूपेण सरलरूपेण ते तु पठितुं शक्यते वयं तु पूर्वजनाः तादृशी एव आसीत् किन्तु अधुना तादृशी न